बाल्ये यदा अहं नववर्षीया आसं तदेव गुरुकुलम् अगच्छं तस्य गुरुकुलस्य नाम पाणिनिकन्यागुरुकुलम् इति तद्गुरुकुलं काश्यां शिवसन्निधौ वर्तते तत्रैव संस्कृताध्ययनम् आरब्धं तत्र केवलं संस्कृताध्ययनेन एव न अपि तु स्वजीवनम् उन्नतिं प्राप्नोति प्रातः चतुर्वादने उत्थानं योगाभ्यासादिकं कर्तव्यं यज्ञकर्मादिकं वेदाध्ययनं पुनः षड्दर्शनानि उपनिषत् आदयः सर्वं संस्कृते एव अध्ययनं प्रचलति तदा जीवनम् औन्नत्यं प्राप्नोति सम्प्रति अहं शास्त्रितः विद्यावारिधिपर्यन्तं तिरुपतौ श्रीवेङ्कटेश्वरसन्निधौ संस्कृते एव अध्ययनं करोमि अतः धन्यास्मि संस्कृताध्ययनेन इति विचारयामि जयतु संस्कृतं जयतु भारतम्